प्रवासार्थं बैकिङ्ग् एकं सशक्तं साधनं वर्तते यदा वयं बैकिङ्ग् कुर्मः तदा आनन्देन सह विभिन्नानां संस्कृतीनां परिचयः अपि जायते यथा इदानीं प्रवासार्थं बैक् द्वारा वयं वयं इत्युके मित्राणि मिलित्वा सर्वे गच्छामः तदा तथैव विभिन्नप्रदेशानां प्रवासः अस्माभिः क्रियते यदा वयं बैकिङ्ग् बैक् द्वारा विभिन्नप्रदेशान् गच्छामः विभिन्नान् प्रदेशान् गच्छामः तदा तत्रत्या का संस्कृतिः वर्तते तासां संस्कृतीनाम् अवगमनं वयं कर्तुं शक्नुमः तेन सहैव बैकिङ्ग् द्वारा यथा उदाहरणार्थं केचन बैकिङ्ग् द्वारा एव सम्पूर्णस्यापि भारतस्य अथवा विश्वस्य पर्यटनं कुर्वन्ति ते केवलम् आनन्दार्थं पर्यटनं नैव कुर्वन्ति अपि तु ते तेषां संस्कृतीनाम् अन्येभ्यः प्रसारयितुमपि ते बैकिङ्ग् यात्रां कुर्वन्ति यथा कन्याकुमारितः यदा वयं काश्मीरपर्यन्तं बैकिङ्ग् बैक् पर्यटनं कुर्मः तदा कन्याकुमार्यां या संस्कृतिः वर्तते तथैव काश्मीरे च या या संस्कृतिः वर्तते तयोः कः भेदः किं समानं तत्र तथैव मूलभूतं तत्त्वं किम् इत्यादिकं वयं तत्र ज्ञातुं प्रभवामः